अहं चन्नैनगरे वसामि तत्र सञ्चारणव्यवस्था बहु सम्यक् अस्ति आरोग्यसेवासु झटिति आगच्छन्ति दूरवाणीं करोमि चेत् व पर्याप्तं झटिति आगच्छन्ति चिकित्सालयाः बहुनि सन्ति ते समीपे एव भवन्ति किमपि कष्टं नास्ति